महोदय आ अस्तु सम्यक् प्रचलति नास्ति तावद् विषये वा भवतां साकं वार्तालापं कुर्मः इति दूरवाणीं कृतवानस्मि किमपि भव भवतस्य मूवी मध्ये किमपि रोल् अस्ति वा हा हा हा हा हा

हा हा किं नाम हा अस्तु अस्तु हा हा अस्तु निश्चयेन करोमि ओ अस्तु अस्तु ओ बहु सम्यक्

अस्तु अस्तु आडिशन् कुत्र भवति

अस्तु

ओ अस्तु अस्तु

अस्तु हा तत्तु पात्रम् तत्र तदेव् तदेव लभ्यते वा

धन्यवादः महोदयः एतदेव मम सौभाग्यम् अस्ति हा तत्र श्रीकृष्णस्य दर्शनमपि भवति आं हा

आ हा हा अस्तु आनयामि एकः अस्ति सः अपि कृतभूरिपरिश्रमः कृताः

हा अस्तु धन्यवादः महोदयः